ह् तत् ह् अस्माकं समुदाये ऋतुस्रावविषये बहवः विधयस्सन्ति यथा पार् ऋतुस्रावसमये महिलाः महिलाः ह् गृहात् बहिः नागच्छन्ति पुनः सर्वदा ए एकाकी एव तिष्ठन्ति तस्मिन् समये अधिकतया जनानां साकं मेलनादिकं न भवति पुनः ते स्वस्य स्वारि स्वास्थ्यस्य रक्षणार्थम् उपचारादिकं कुर्वन्ति तत्र आधुनिके लक्षिते तत् प्याड् तदपि इदानीं व्यवहरन्ति अन्येषां कृते अपि बोधयन्ति एतद् व्यवहर्तव्यमिति तस्मिन् विषये जानन्ति पुनः अस्माकं परम्परायाम् एवम् अस्ति यत् येषां कृते ऋतुस्रावः भवति तेषां कृते पञ्चदश दिनानि एकाकी उषितव्या अस्ति पञ्चदश दिनानि ते एकाकी उपविशन्ति पुनः तत्र तत्रैव तेषां कृते सोबित्यादिकं लभ्यते भोजनव्यवस्था पुनः यत्किमपि तेषां कृते अपेक्षते तत् सर्वं तत्र कल्पिता बव् वहन्ति पुनः ते यदा सप्त दिनानि गच्छन्ति अष्टमदिने ए यदि ऋतुस्रावस्य ऋतुस्रावः गच्छति तदनन्तरं ते स्नानादिकं सम्यक् रूपेण कृत्वा वस्त्राणि सम्यक् प्रक्षालयन्ति ततः पूर्वं तेपि देवालयं प्रति वा गृहस्य पाकशालां प्रति अधिकं प्रायः न गच्छन्ति किमर्थमित्युक्ते देवालयं प्रति तु साक्षात् न गच्छन्ति एव पाकशालां प्रति एतादृशम् आगच्छन्ति तदानीं दौर्बल्यम् अनुभवन्ति तदर्थं तेषां कृते मरणं भवति भवान् भवति इदानीं स्वस्याः स्वास्थ्यायाः विरस् किञ्चित् आरामः स्वीकरोतु इति तदर्थम् एवं भवति